हरि ओम् वा तर्हि मम गृहे शान्ति पूजा कुर्मः भवान् आम् आम् आम् आम् किमपि न तस्मिन् मम अपि गृहे शान्तिपूजा एव करणीयम् आदौ किं करणीयं तद्विषये वदतु भवान् आगन्तुं इच्छति चेत् तदपि वदतु

आम् आम् भवत सह कार्यं मम गृहस्य करोति भवान् कति रूप्यकानि स्वीकृतवन्तः

आम् आम् आम् तर्हि महोदय गृहे भवत पत्नी पुत्री ये सन्ति सर्वे वा सर्वेभ्यः वा नीत्वा आगच्छतु अहं कारयानं प्रेषयामि आगच्छति आम् धन्यवाद महोदय धन्यवाद धन्यवाद धन्यवाद